जनाः लाक्डौन् मध्ये दूरवाणी अथवा लेप्टाप् अधिकम् उपयोगं कर्तुम् आरब्धवन्तः इति मन्यते तत्समये सर्वे गृहे एव तिष्टन्ति तदर्थं सर्वेषाम् कार्यम् पाठनं सर्वं दूरवाण्यां भवति दूरवाणीम् उपयुज्य एव कार्यं छात्राः पठनं सर्वम् कृतवन्तः अहमपि दूरवाणी एव दूरवाण्या दूरवाणी उपयुज्य मम अन्तिमवर्षं शास्त्री पठनं कृतवती तत् लेप्टाप् दूरवाणी तादृशम् एलेक्ट्रोनिक् उपकरणानि बहु उपकारकं भवन्ति

गृहात् गृहात् बहिः न गन्तुम् शक्यते तत्समये तदर्थं गृहे उपविश्य विद्युत् बिल् ओ ओण्लैन् शोपिङ्ग् अनन्तरं पठनं मम बन्धुजनानां कार्यं सर्वे सर्वं एतादृशम् एलेक्ट्रोनिक् उपकरणानि उपयुज्य एव कृतः कृतवत्यः तदर्थम् एतत् बहु अत्याश्यकी वर्तते इदानीमपि तेषाम् उपयोगं न्यूनीकर्तुं वयं न शक्नुमः तावत्पर्यन्तं तेषाम् अस्ति अस्माकं जीवने भागं गृहीतवन्तः